मया केनचित् सह कार्यं कर्तव्यम् आपदितमासीत् येन सह व्यवहारः कष्टकरः वस्तुतः आसीत् कः इति चेत् मामपेक्षया कश्चत् सिनियर् अस्माकम् एकः एव प्रकोष्ठः आसीत् पठनावसरे तत्काले किं जातं नाम तस्य वस्तूनि सः यथा कथञ्चित् स्थापयति स्म अहं मम वस्तूनि योजयित्वा स्थापयामि स्म किन्तु कदाचित् द्वित्रिवारं तस्य कृते मया बोधितं सम्यक् स्थापयतु इत्यादिकं तथापि तेन न स्थापितं अपि च अपि तु स्नानस्य विषयेपि तथैव अहं स्वच्छतां रक्षामि स्म स्नानमपि नित्यं भवति स्म मम तस्य तावत् स्वच्छता तथा नासीत् सः नित्यं स्नानम् इत्यादिकमपि न पशति स्म येन क तस्य यात् मामपि जनाः दूषणं कृतन्तः ये भवतः सह एव भवति भोः सः एव न स्नाति कथमेवहम् इत्यादिकं किन्तु तत्काले मया तत् तावत् कियापि मनसि धृतं धृतम् इदमे मया अवलोकितं मासषट्कम् एकम् सः मासषट्कं मया तत् कथञ्चित् सोढ्वा भूतं तदुत्तरं द्वितीयमासे अहं द्वित्रिवारं पुनः स्मारितवन्तम् एवं न कार्यम् इत्यादिकं तथापि सः सात्पानं न अपरिवर्तेत न परिवर्तिता तदुत्तरं स्नानस्य विषये तु न अपि तु द्वित्रिवारं यथा तस्य कृते तस्य कर्तव्यस्य लज्जा एव स्यात् लज्जा तथा अहमेव अकार्षं यत् तस्य कृते तस्य वस्त्राणि पूटिकृता स्थापनियानि वा द्वित्रिवारं तस्य वस्त्राणि प्रक्षाल्य दत्वान् वा एवं बहुधा कृतम् यद्यपि तत् सः तु सहायत्वेन चिन्तितवान् किन्तु तस्य कृते कश्चित् परिवर्तनं प कर्तव्यम् इत्यादिकम् अंशः मनसि आगच्छेत् इति धिया मया कृतमासित् तथापि सः न परिवर्तितः किन्तु कालान्तरेण परिवर्तितः इति मया प मया कृतस्य कार्यस्य फलं मया प्राप्तम्